हरि ओम् अहं सुमन् बेङ्गल् स्टोर् इति राजराजेश्वरीनगरे मुख्यमार्गे एव एकः आपणः आपणः अस्ति ततः अहं कङ्कणानि क्रीतवति तत शतरूप्यकं शतरूप्यकैः अहम् उत्तमपीतवर्णस्य कङ्कणानि अहं क्रीतवती अहं तथा अन्यत्र कुत्रापि न दृष्टवती यद्यपि चिक्पेटे इत्यादि प्रदेशे बहु अल्पमूल्येन एव कङ्कणानि लभ्यन्ते इति सूचयन्ति जनाः तथापि अहम् एतावन्ति न्यूनमूल्ये एव अहं कङ्कणानि कुत्रापि न दृष्टवती अतः निश्चयेन सुमन् बेङ्गल् स्टोर् इत्यस्मिन् आपणे एव सर्वे ग्राहकाः कङ्कणानि स्वीकर्तुं शक्नुवन्ति तत्र उत्तमानि सन्ति कङ्कणानि अनन्तरं मूल्यमपि बहु अल्पम् अस्ति अतः निश्चयेन तत्र गन्तुं सर्वे अर्हन्ति